सङ्गीतं मह्यं बहु रोचते अहं प्रतिदिनं संस्कृतगीतं गायामि गीतगायनकाले यदा कदा स्वरभङ्गः भवति कण्ठे श्रान्तता भवति तदा अहं ध्वनिरक्षणायै यत्नं करोमि मध्ये मध्ये जलं पिबामि गृहे अपि ध्वनिरक्षणायै विविधानि उपायानि करोमि यथा चायमध्ये अद्रकः इत्यस्य सेवनं करोमि दालचिनि इत्यस्य सेवनं करोमि उष्णोदकं पिबामि निम्बुरसं पिबामि एते उपायाः ध्वनिरक्षणायै सहायतां कुर्वन्ति